मम इष्टतमः लेखकः अस्ति तत्र भवन्तः श्रीमन्तः डा वेदान्तकुमारस्वामीवर्याः ते न केवलं संस्कृते हिन्दी आन्ध्र आङ्ग्लभाषासु कविपण्डिताः कवनोपि कुर्वन्तः सन्ति व्यवसायरूपेण ते केन्द्रीयविद्यालये कार्यं कृत्वा सेवानिवृत्ताः जाताः सम्प्रति षडशीतिवर्षीयाः अस्मिन् समये अपि अस्मिन् वयसि अपि ते प्रत्यहं संस्कृतभाषायाः बोधनं प्रचारप्रसारादिकं कुर्वन्तस्सन्ति तैः रचितानि बहूनि पुस्तकानि सन्ति माकीं चतुश्चत्वारिंशत् ग्रन्थाः तैः रचिताः तेषु ग्रन्थेषु संस्कृतग्रन्थास्सन्ति आङ्ग्लभाषायां डिस्क्रिप्टिव् ग्रामर् ओफ़् इङ्ग्लिश् ग्रामर् लिखितवान् लिखितवन्तः ते तत्र संस्कृतभाषायाम् ये शब्दाः सन्ति ते कथं आङ्ग्लभाषायां गताः यथा डोने धातुः वर्तते दानधातुः दा धातुः तत् आङ्ग्लभाषायां डोने इत्यभवत् इति डोनेट् डोनेशन् इत्यादिकं अभवत् स्था धातुः स्थीयते स्टेयिङ्ग् इत्यादिकं आङ्ग्लभाषया सह तत्र साम्यं निरूपयन्तः त्रयो त्रयोदशशतं शब्दानां तत्र सूचिः दत्तवन्तः डिस्क्रिप्टिव् ग्रामर् ओफ् सन्स्क्रित् इति तैः रचितं बहूनि तत्र पुस्तकानि सन्ति तेषु मेघसन्देशः इति अस्माभिः ज्ञातं स् श्रुतं मेघसन्देशः कालिदासेन रचितं किन्तु स्वामीचरणैः रचितं मेकसन्देशः मेकः नाम तेलुगुभाषायां अजा अजायाः वधं कुर्वन्तः अजायाः मांसं ये जनाः खादन्ति तस्मिन् समये अजायाः मानसिकं भावं स्वीकृत्य तैः काव्यमेकम् रचितवन्तः मेकसन्देशः इति तत्पश्चात् हनुमत्सम्भवम् इति अपरं पुस्तकमस्ति भगवद्गीता प्रश्नोत्तरी इति भगवद्गीतायां स्वयमेव प्रश्नान् कृत्वा यथा शङ्कराचार्याः प्रश्नोत्तरीं कृतवन्तः तथैव एते अपि भगवद्गीतायाः प्रश्नोत्तरीं रचितवन्तः एवम् भागवतप्रश्नोत्तरसाहस्री इति श्रीमन्महाभागवते तत्र द्वादशस्कन्देषु बहुवारं ते तैः पाठितं भागवतप्रवचनानि कृतानि भागवतस्य पारायणानि अपि कृतानि अतः तेषां मुखे तत्र भागवतन्तु मौखिकरूपेणैव राराजते ते वेदान्तं डाक्टर् वेदान्तं कुमारस्वामीवर्याः भागवतप्रश्नोत्तरसाहस्री इत्येकं पुस्तकं रचितवन्तः तत्र केवलं सहस्रं प्रश्नाः सन्ति भ्रमोत्पादकाः प्रश्नाः न केवलं साधारणाः ता तेषां प्रश्नानाम् उत्तराण्यपि तैः दत्तानि एवं वंशकर्ताययातिः इति एतत् काव्यं तु बहुवारम् आकाशवाण्यां तत्र प्रसारितम् आत्मदर्शनम् इति तेषां पिहेच्डि थीसीस् ग्रन्थः वर्तते एवम् अन्तरात्मपिलुपु इति तेलुगुभाषायां लिखितं स्वात्मारामस्य घोषणम् एवं श्रीलहरी करुणालहरी इति सहस्रं पद्यानां तत्र पुस्तकद्वयं विद्यते तदपि तेलुगुभाषायां छन्दोबद्धतया बहु समीचीनतया भक्तिभावेन रचितं पुस्तकम् एवं विष्णुसहस्रनामपद्यमाला इति सहस्रनाम्नां सहस्रं पद्यानि तत्र सन्ति एवं स्वामी सन्निधिः इत्यपि तत्र लिखितं एवं प्रकारेण आन्ध्रभाषायाम् आङ्ग्लभाषायां हिन्दीभाषायां तेलुगुभाषायां संस्कृतभाषायाम् बहूनि ग्रा पुस्तकानि तैः रचितानि विद्यन्ते डा कुमारस्वामीवर्यैः साहित्यविमर्शः यैः क्रियते चेत् तत्र निर्देष्टं वर्तते यत्र यत्र दोषास्सन्ति प्राक्तनग्रन्थेषु व्याकरणदोषाः वा भवतु अथवा नवीनकविषु कवीनां काव्येषु यत्र आपतिताः दोषाः भवन्ति तान् सूचयन्तः बहून् पुस्तकान् अपि रचितवन्तः रामायणस्य विषये भागव श्रीमद्भागवतस्य विषये तेषां मुखे तथा सरस्वती राराजते यथा न अन्येषु तेषां रचितेषु पुस्तकेषु चतुश्चत्वारिंशत् पुस्तकेषु मम प्रियतमं पुस्तकम् अस्ति तत्र शिवमहिम्नस्तोत्रस्य तेलुगुपद्यानुवादः शिवमहिम्नस्तोत्रम् यथा यस्मिन् पुष्पदन्तेन य् येषु वृत्तेषु वृत्तेषु लिखितम् तेष्वेव वृत्तेषु पुनः तेलुगुभाषायां तैः रचितं एकः अद्भुतः ग्रन्थः शिवमहिम्नस्तोत्रमिति तेलुगुः संस्कृतभाषयोः एवं प्रकारेण मम प्रियः इष्टतमः लेखकः तत्र भवन्तः डाक्टर् वेदान्तमारस्वामीवर्याः तेभ्यो गुरुभ्यो नमः